महाभारते बहवः बहूनि पात्राणि तादृशानि सन्ति यानि अत्यन्तं गभीराणि सन्ति प्रत्येकमपि पात्रं यदि पश्यामः प्रत्येकं प्रत्येकस्य पात्रस्यापि विभिन्नं विभिन्ना काचित् कथा वर्तते तत्रापि द्रौपदी इत्युक्तौ कथायाः नायकः नायिकाः इति यदि स्वीकुर्मः पञ्च पाण्डवाः कौर कौरवेषु दुश्यासन दुर्योधन इत्यादयः इत्युक्तौ प्रधानपात्राणि यानि सन्ति तेषां तु प्रत्येकं पात्रस्यापि विशिष्टा काचित् कथा पृष्ठभूमिका वर्तते वर्तते इत्यतः प्रत्येकं पात्रमपि विशिष्टमेव महाभारतस्य इति वक्तुं शक्यते तत्र अत्यन्तं प्रियतमं पात्रं कृष्णः इति इति वक्तुम् इच्छामि कृष्णस्य लीलाः महाभारते द्रष्टुं नोपलभ्यन्ते तत्र तु कृष्णस्य यौवनादनन्तरं यः कालः यस्मिन् काले सः राजनीतिं बोधयति रा राज्ञा कथं भाव्यम् इत्यादिकं सः मा यद्यपि सः राज्यभारं कृत्वा न बोधयति तथापि अत्यन्त सूक्ष्मविचारान् सः स्वस्येव शैल्या सः बोधयति सः विचारः अत्यन्तं रोचते पुनश्च सः धर्मरक्षणं कथं करोति स्म इत्युक्तौ तस्य निर्धाराः कथं भवन्ति स्म इति विषयेपि अत्यन्तं सन्तोषः अतः कृष्णः अत्यन्तं प्रीतिपात्रम् प्रियं पात्रं भवति इति वक्तुं शक्यते पुनश्च इत्येवं कृष्णे अनेकाः अंशाः सन्ति येन कृष्णः कस्यचित् मनुष्यस्य प्रियः स्यात् द्वितीयं पात्रं कर्णः कर्णस्य यदि कथां कश्चन शृणोति निश्चयेन सः कर्णपात्रम् इच्छति इति वक्तुं शक्यते यतः तस्य कथायाम् अनेके अनेके रसाः सन्ति पुनश्च अत्यन्तम् आकर्षते तस्य असहायिकता वा स्यात् यद्यपि सः असहायकः तथापि तस्य बद्धता मैत्र्याः कृते मित्रतायाः कृते तस्य बद्धता कीदृशी आसीत् यद्यपि सः अधर्मपक्षे आसीत् तथापि बद्धता तेन या प्रदर्शिता सा पुनः यद्यपि तेन सत्यं ज्ञातं तथापि तेन तेन तु ज्ञायते स्म यत् पाण्डवाः एव जिताः भवन्ति इति अतः यद्यपि सः अन्तिमक्षणे तत् पक्षं परित्यज्य पाण्डवपक्षम् आगच्छति तेन राज्यवनुभोक्तुं शक्यते स्म तथापि तद्विहाय अतः सः त्यागभावः ज्ञात्वापि अनेन मम प्रयोजनं नास्ति इति ज्ञात्वापि सः मित्रस्य पक्षे सः तिष्ठति इति अनेके अंशाः करणे विद्यमानाः उत्तमाः सन्ति इत्यतः कर्णः इति पात्रमपि अत्यन्तं प्रियं पुनः द्रौपदी तया यः स्वाभिमानः प्रदर्शितः यद्धैर्यं तया नारी भूत्वा प्रदर्शितम् इति एते अंशाः द्रौपद्यां पुनः डैरेक्ट् स्पीच् इति उच्यते खलु इत्युक्तौ किम् यदस्ति तत् तथैव कथनम् इत्युक्तौ पुनः तस्य किञ्चित् विषयः किञ्चित् सूक्ष्मः सरलीकृत्य कथनम् अथवा अन्येषां कृते अनेन खेदः स्यात् इत्यतः रसान्तरं संयोज्य कथनं तथा किमपि नास्ति एवं विचारः अस्ति तत् तथैव सा वदति तथा अस्ति इत्यतः एव महाभारतं महाभारतं प्रवृत्तम् इत्येव वक्तुं शक्यते तस्याः कारणेनैव धर्मस्य कृते जयः प्राप्तः इत्यपि वक्तुं शक्यते अतः द्रौपदी अपि महाभारते विशिष्टं पात्रम् सा अपि अत्यन्तं प्रियं पात्रं मम कृते इति एवं वक्तुं शक्यते पात्रत्रयं सम्मील्य प्रियं पात्रं प्रियाणि पात्राणि इति वक्तुं शक्यते